हरि ओम् महोदय हरि ओम् महोदय आम् आम् अद्य प्रातःकाले एव आम् अद्य प्रातःकाले एव आगतवती आ प्रयाणं सर्वं सम्यगेव आसीत् परन्तु दिनद्वयं यावत् प्रयाणम् आसीत्

समीचीनमासीत् परन्तु अहं बहिः एव पितुः साकमेव आसम् मठे एव हा आसम् आं स्पर्धार्थं गतवती आम् हा आयुर्वेदभाषणस्पर्धां प्रति

प्रातः सप्तवादने विषयः आगतम् उद्घोषितः तदनन्तरम् सार्धनववादने स्पर्धा आरब्धा आम् प्रायः विंशतिस्पर्धालवः आसन् इति भाति आम् बहवः आसन् अतः तान् दृष्ट्वैव मया भीतिः जातम् आदौ तत्र दिनचर्या इति विषयः अतः पूर्वं नाम अनन्तरमहं सज्जीकृतवती भाषणं सर्वमपि आम् भाषणम् भाषणं सर्वमपि तत्र कृतवती अहम् परन्तु ते निर्णायकाः यदा प्र यदा प्रश्नावसर् अवसरः तदा किञ्चित् क्लेशः जातः तत्र आम् नाम तत्र पूर्वं विषयः दीयते खलु तद्विहाय नाम सामान्यतया आयुर्वेदविषये ते प्रश्नान् अपृच्छन् अपृच्छन् अतः किञ्चित् क्लेशः जातः आम् आयुर्वेदसम्बन्धः एव हा परन्तु तत्र नाम भाषणसम्बन्धमपि तत् भाषणसम्बन्धितया एव भवति परन्तु तत्र किम् पोर्षन् इति किञ्चित् दत्तं खलु तत्र तद्न नासीत् तद्विषयः नाम तद्विषये एव अन्य अन्येषु ग्रन्थेषु यत् उक्तं तस्य विषये प्रश्नान् अपृच्छत्

प्रथमः केरळप्रदेशस्य एकः विद्यार्थी इति भाति आम् आम् सः सम्यगेव सम्भाषणं कृतम् आमाम् अस्तु अस्तु महोदय अस्तु हा धन्यवादः